हरि ओं नमस्ते उडुपि पेलेस् अस्ति खलु अत्र अहम् अक्षरतः वदामि मम नाम सञ्जय मण्डलः अहं ह्यः एकम् आर्डर् कृतवान् तत् स समये न आगतम् अत्र बहु धन्यवादाः अहं दातुम् इच्छामि भवतः बहु कार्यं बहु महत् कार्यं कृतवान् अहम् अहं न्यूनसमये बहु किमपि कार्यस्य न भवेत् तत्र अहम् इति चिन्तयित्वा भवतां कृते एकं फैव् स्टार् रिव्यु दातुम् इच्छामि यदि एतत् भवति चेत् अहं बहु धन्यवादम् अपि ददामि नमो नमः